आम् आं महोदयः अहं सङ्गीतवाद्य आदिषु रुचिः अनुभवामि अहं तब्ला पुनः हा हारमोनियम् इति वादयितुं शक्नोमि प्रायशः अहम् अभ्यासः करोमि कदाचित् रविवासरे वा शनिवासरे वा यदा समयः मिलति तदा अहम् अभ्यासः करोमि पुनः मम क्लासिकल् वोकल् मध्येऽपि मम किञ्चित् अभ्यासः अस्ति अहं राज्यस्तरे वोकल् क्लासिकल् काम्पिटिशन् मध्ये अहं चितः अपि अस्मि